भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्वीचक्रिकाम् अथवा लेप्टाप् प्रदानम् इति योजनाः सन्ति तादृशः योजनाः कार्यं कुर्वन्ति अतः भारते ग्रामीणविभागे विशेषतः ग्रामीणविभागे केवलं बालकाः विद्यालयं गच्छन्ति किन्तु बालिकानां कृते अपि द्विचक्रिका आवश्यकी द्विचक्रिका मिलति चेत् छात्राः उत्साहेन विद्यालयं गच्छन्ति इतोऽपि बहवः योजनाः महाराष्ट्रराज्ये ग्रामेषु सन्ति लेप्टाप् प्रदानम् इति अपि एका योजना अस्ति येन छात्राः स्वकार्यं गृहं स्थित्वापि कर्तुं शक्नुवन्ति तदनन्तरं सरलमाध्यमेन संस्कृतं पठितुं शक्नुवन्ति वर्तमानपत्रम् अपि लेप्टाप् मद् माध्यमेन पठितुं शक्नुवन्ति कर्गजस्य व्ययः न भवति अतः प्रतिदिनम् एकं वर्तमानपत्रं वयं तत्र पठितुं शक्नुमः तेन कर्गजस्य व्ययः न भवति अतः एताः योजनाः भारते कार्यं कुर्वन्ति